संस्कृतभाषायां शब्दस्य उच्चारणं बहुवैशिष्ट्यतमं अस्ति संस्कृतभाषायां शब्दानाम् उच्चारणरीतिः तस्य वेङ्गडनरीतिः शब्दस्य महत्वमेव भिन्नं करोति यतः उदाहरणार्थं दशरामशराः इत्येकं शब्दं अस्ति चेत् तत् वयं अभिन्नरीत्या विङ्गडनं कुर्मः चेत् तस्य शब्दस्य अर्थमेव भिन्नं भवति अथवा न ज्ञायते एव अतः संस्कृतभाषायां शब्दस्य समीचीनरीत्या उच्चारणं बहु आवश्यकम् अस्ति